स्वतन्त्रसंग्रामस्य विषये मम अभिप्रायः बहोः कालात् पूर्वम् आङ्ग्लाः अस्माकं देशम् आगत्य व्यापारदृष्ट्या आगतवन्तः ते ततः सावधानेन अत्रैव स्थातुं प्रयत्नं कृतवन्तः मूलं कारणं तस्य अस्मदीया एव इति मे प्रतिभाति अस्माकं देशस्य ये ये भूपतयः आसन् तेषु मध्ये कलहः आसीत् परस्परं कलहः आसीत् तं कलहं उपयुज्य ते आक्रान्तवन्तः अस्माकं देशं क्रमेण शासनसूत्रमपि ते स्वीकृतवन्तः ततःपरं तावत् अस्मदीयाः भारतीयाः चिन्तितवन्तः स्वातन्त्र्यम् अत्यन्तं परमावश्यकं अन्य अन्यदेशीयाः अस्माकं देशम् आगत्य यदि शासनं कुर्वन्ति चेत् लज्जास्पदम् अत एव सर्वेपि प्रयत्नं कृतवन्तः स्वातन्त्रप्राप्त्यर्थं तस्मिन् विचारे अनेके महामहिमाः महनीयाः प्रयत्नं कृतवन्तः तेषु अग्रगण्याः ये तावत् अस्माकं देशार्थम् एव बलिदानं कृतवन्तः तेषां नाम प्रथमतः परिगणनीयः परिणनीयं भवति भगत्सिङ्गमहोदयः लालालजपतरायः अन्ये अनेके बलिदानं कृतवन्तः स्वातन्त्र्यार्थं सर्वस्वं परित्यक्तवन्तः ततः परं तावत् बङ्ग्लगङ्गाधरतिलकः महात्मागान्धीजी महोदयः एते सर्वे प्रयत्नं कृत्वा अन्ते अस्माकम् अस्माकं देशस्य स्वातन्त्र्यं प्राप्तम् इदानीम् एका समस्या आगता प्राप्तस्य स्वातन्त्रस्य रक्षणं करं कथं कर्तव्यं स्वातन्त्र्यं नाम किम् इत्येव वयं न जानीमः स्वातन्त्र्यं नाम स्वच्छन्दता न अत एव अन्येषां कृते उपद्रवम् अथवा अपकारं न कृत्वा अस्माकं जीवनस्य परियोजनम् अस्माभिः कर्तव्यं भवति तदेव स्वातन्त्रस्य अर्थः अत एव प्राप्तस्य स्वातन्त्रस्य रक्षणार्थं वयं वयं सर्वे सर्वात्मना प्रयत्नं कुर्मः चेत् ये तावत् बलिदानं कृत्वा स्वातन्त्रम् स्वातन्त्र्यं अस्माकं देशस्य प्रापितवन्तः तेषां कृते कृतज्ञतां कृतज्ञतां समर्पितम् इति वयं जानीमः एषः मम अभिप्रायः अस्मिन् विषये